मम प्रदेशः मध्यप्रदेशः तत्र प्रत्येकं जिल्लायां तद् ऐतिहासिकं स्थानं विशिष्टः भूप्रदेशः वर्तते एव सर्वैः तत्र गन्तुं शक्यते तत्र कस्यापि आज्ञायाः आवश्यकता न वर्तते सामान्यतया जनाः जनाः समयापनयार्थं तत्र मन्दिरेषु तत् मम दतीयं दतीयायां तदा एव भगवती बग्लामुख्याः स्थानं वर्तते तत्र दर्शनार्थं गच्छन्ति पुनः नद्यः सन्ति यथा नर्मदा नदी अस्ति तस्मात् जलं स्वीकर्तुं स्नानं कर्तुं पुनः भेडाघाट् अस्ति तत्र जलप्रपातं दृष्ट्वा जनाः गच्छन्ति अनन्तरम् अधिकाधिकसमयपनयार्थं जनाः भेडाघाटं नर्मदाक्षेत्रमेव गच्छन्ति